आं बालकानां स्वकीया वित्तकोषीयलेखा भवेत् इति अहम् इच्छामि तत्र मम अनुमतम् अस्ति परन्तु बालकानां विषये तत् किञ्चित् लिमिट् नाम तत्र काचित् मर्यादा भवेत् एतावदेव धनं तत्र भवितुम् अर्हति एवमेव मासे वा दिने वा एतावदेव धनं ततः निष्कासितुं शक्यते ए एवं व्यवस्था यदि कल्प्यते तर्हि बालकानां वित्तकोषीयलेखा भवतु इति अहं मन्ये तेन कः लाभः इति चेत् बालकानाम् उन्नतकक्षायां यानि कार्याणि भवन्ति यत् यथा छात्रवृत्ति इत्यादिकं तत् साक्षात् तेषामेव ब ब्याङ्क् अकौण्ट् मध्ये बा प्राप्यते तैः तेन कारणेन ते यदा तद्धनं यस्मिन् कार्ये उपयोक्तुम् इच्छन्ति तस्मिन् कार्ये उपयोक्तुं शक्नुवन्ति इति एवञ्च यत् तेषां वित्तकोषीयलेखानां सन्देशाः तेषां गृहे मातापितरौ प्राप्येत तेन बालकानां धनव्ययः कुत्र भवति कुत्र न भवति इत्यत्र मातापितरौ मातापितरौ नियन्त्रणं भवति